भारतस्य मुख्यानि तीर्थक्षेत्राणि सन्ति काशी रामेश्वरम् अनन्तरं तमिळ्नाडु क्षेत्रे तञ्चावूर् कुम्भघोणं तादृशं मुख्यानि तीर्थक्षेत्राणि सन्ति रामेश्वरम् अत्र रामेश्वरे किम् अत्र रामेश्वरे किम् उत्सवाः भवति इत्युक्ते रामेश्वरे महाशिवरात्रि अतीव प्रसिद्धाः भविष्यति दशदिनानि यावत् संस्कारैः शोभोयात्राभिः कार्योत्सवः इति अपि ज्ञायते आचर्यते रामेश्वरस्य वीतिषु शिवपार्वतीनां तेषां पत्नीनां तेषां तेषां पत्नीनां च वाहनाणि आकृष्यन्ते यत्र भक्ताः पूजां कुर्वन्ति काशीक्षेत्रम् उपयुज्ये उपयुज्य एका कथा अपि अस्ति शिवस्य पार्वत्याः कथा कथा तत्र सर्वैः काशीनगरम् आगच्छन्ति तत्र कः लाभः इति तत्र कः लाभः इति ज्ञापणार्थम् एका कथा अस्ति एका कथा अस्ति